अस्माकं प्रदेशे भिन्नभिन्नसांस्कृतिकसमुदायाः सन्ति ब्राह्मणजनाः कोडवजनाः तुलुवजनाः कोङ्कणजनाः ब्यारीजनाः एवम् एकस्य समुदायस्य संस्कृतिः अन्यस्य संस्कृ अन्यस्य संस्कृतेः अपेक्षया भिन्नं तु अस्ति एव पर्वसमये तेषां मेलनं भवति यदि आह्वानं कुर्वन्ति चेत् तेषां मेलनं भवति